अहं दूरदर्शने एवं यूट्यूब् मध्ये अधिकतया किं पाकानि भवति इति दृष्टवती पाकं कर्तुं तु मम मह् महती इच्छा वर्तते एवं रूपेण पश्यामश्चेत् यूट्यूब् मध्ये बहूनि चेनल्स् सन्ति यथा श्रावनीस् किचन् हैद्राबाद् रुचिलु फ्राम् द किचन् एवं कुकिङ्ग् पेशन् तेलगु रुचिलु इति अने एवं रूपेण इत्यादयः बहूनि चेनल्स् तत्र सन्ति तस्मिन् श्रावनीस् किचन् मध्ये करोति सा भगिनि सम्यक्तया पश्यामश्चेत् एव खादितुम् इच्छा वर्तते अत्र एवं सा तस्य चेनल् मध्ये यत् कृतवती चिकन्बिर्यानि वा भवतु एवं ब्रेड् आम्लेट् वा भवतु परोटा वा भवतु मम कृते अधिकतया सौथ् इण्डियन् फुड् एव आवश्यकम् अतः पश्यामि अत्र पश्य अत्र पश्यामश्चेत् अधिकतया श्रावनीस् किचन् मध्ये होटल् मध्ये यथा कुर्वन्ति तथा एव सा अपि दर्शयित्वा करोति कियत् समयः भर्जनीयं तद् कियत् समये एवं स्थापनीयं कदा किं किं स्थापनीयम् एतादृशी सर्वम् अपि सा वदति तस्मिन् चेनल् मध्ये